आम् मया तु कष्टतरं मम दृष्ट्या तु बहु त् कष्टतरं इत्युक्ते कष्टतरं नास्ति तत् पुस्तकं तु कादम्बरी किमित्युक्ते कादम्बरी पुस्तकं पुस्तके बहु दीर्घ भूयिष्टसमासाः भवन्ति तत् बालानां कृते बहु कष्टतरं भवति समासविच्छेदः तत् बालानां कृते बहु कष्टतरं भवति इति अहं मन्ये एकवारं अस्माकं पाठशालायां तु तत् कादम्बरी पठनं पठनं म् पठनविषये किञ्चित् स्पर्धा अपि आयोजिता तत्र मम दृष्ट्या तु तत् स्पर्धायां एका बालिका अतीवकष्टतरेन तत् दीर्घ समासभूयिष्टवाक्यानां पठनं अपि कृतवती परन्तु तद्बालानां कृते अति कष्टतरं इति मम मतिः